हा हरि ओं महोदय अस्माकं गृहे ह्यः आरभ्य करेण्ट् एव न अस्ति कृपया आगत्य द्रष्टुं शक्यते वा इन्वर्टर् प्राब्लम् अस्ति हा वयं मैसूरुनगरे गोकुलं सेकेण्ड् स्टेज् मध्ये ट्वेल्थ् क्रास् महोदय अद्य एव आगन्तुं शक्यते वा

अस्तु अस्तु यावत् शीघ्रं शक्यते तावत् शीघ्रं आगच्छतु महोदय आम् हा हा अस्तु आम् आम् उपरि आगन्तव्यं महोदय उपरि आम् हा हा पश्यतु महोदय इन्वर्टर् मध्ये ह्यः रात्रि आरभ्य किमपि शब्दमागच्छत् आसीत् तदनन्तरं फ़ुल् करेण्ट् एव गतं किम् अस्ति पश्यतु भवानेव

आम्

किम् अभवत्

ओ

आम् सत्यं ओ कति दिनानि आवश्यकं रिपेर् कर्तुं ओ शीघ्रं पश्यतु महोदय कर्तुं शीघ्रं नो चेत् कष्टमस्ति गृहे आम् मू मूल्यं कियद्भवेत् मूल्यं दशसहस्रं वा किमर्थं गतवर्षे अपि एतादृशं प्राब्लम् आसीत् वयं पञ्चसहस्रमेव अभवत्

सत्यमेव किन्तु दशसहस्रं बहु अधिकं महोदय न्यूनं करणीयमेव भवान् एतत् हा अस्तु किञ्चित् शीघ्रं करणीयं महोदय अस्तु अस्तु महोदय धन्यवादः